प्रायः अष्टमवयसि एव योगाभ्यासस्य उत्तमः समयः इति मम अभिप्रायः किमर्थमित्युक्ते अल्पवयसि इत्युक्ते अष्टवयसि एव बाला बालव्यवस्था अस्ति अतः बालानां कृते योगाभ्यासं कुर्मः चेत् तेषां मनः शीघ्रं तद् स्वीकुर्वन्ति मनः परिवर्तनम् इत्युक्ते देहस्य अवयवः कथम् अवश्यकं तथैव तद् आसनानां विषये स्पन्दनं ददाति अतः लघुवयसि एव योगाभ्यासम् अष्टमवयसि वरम् इति मम अभिप्राय अस्ति योगस्य ध्यानस्य च आरम्भेन बहु लाभाः भवन्ति अस्माकं देहस्य आरोग्यार्थम् आरोग्यवर्धनार्थम् अस्माकं मनश्शान्त्यर्थं ध्यानं बहु आवश्यकं विद्यार्थिनां कृते बहु उपयोगः अस्ति